बालकानाम् उपरि यदि तन्त्रज्ञानम् आगच्छति तद् हानेः प्रभावः भवति यदि हानिप्रभावः भवति चेत् तेषां मरणमपि भविष्यति यदि मरणं भविष्यति तेषां हानिकारक रक्षणार्थं किमस्ति नाम यदि तन्त्रज्ञानम् आगच्छति चेत् तेषां कृते बहु हानिः आगच्छति यदि हानिः आगच्छति तद् कारणात् बहु बुद्धिः आगच्छति ते सर्वेषाम् राक्षसः राक्षसः राक्षसाणां कृते अह् आह्वानं आवह आवाहनं यच्छति आवाहनं कृत्वा सर्वे आगच्छन्ति पुनः सर्वेषां कृते यत् मृत कृत्वा पुनः व्यवस्था भङ्गं करो करोति यदि रक्षणार्थं वयं यदि तन्त्रविद्या न तन्त्रज्ञानं न यच्छामः चेत् तेषां हानिः एव न भविष्यति